शालायां तु भारतीयगणितवैज्ञानिकानां विषये न पठितः यतः अस्माकं बाल्यदशायां पाठशालास्तरे वा कलाशालास्तरे वा गणितपुस्तकेषु भारतीयवैज्ञानिकानां नामानि न मुद्रितानि न दत्तानि अध्यापकैः अपि न पाठितानि अतः ट्रिग्नोमीटर् वा भवतु ज्यामिट्री वा भवतु तत् सर्वं विदेशीयानाम् एव अस्ति विशिष्य वाल्यू आफ़् पै पै वेल्यू ट्वेण्टि टू बै सेवन् इत्यादयः विषयाः वैज्ञानिकाः एव समाजाय दत्तवन्तः विश्वाय इति अधीतम् अथवा ज्ञातं परं यदा अहं वर्धमानः आसं यदा संस्कृतं संस्कृतपठनस्य आरम्भं कृतवान् संस्कृतवाङ्मये विद्यमानानां पुस्तकानां ज्ञानं प्राप्तवान् तेषां लेखकानाम् आविष्काराणां च च तदा अवगतं यदा मया अधीतं तत् सर्वमपि मिथ्या वर्तते असत्यं वर्तते वास्तविकं वाङ्मयं भिन्नमस्ति भारतदेशस्य इति ज्ञातवान् तदा शून्यस्य विषये शून्यस्य आविष्कारकर्ता आर्यभट्टः तदेव बीजगणितस्य विषये भास्कराचार्यः ट्रिग्नोमेट्रि विषये शुल्बसूत्रेषुः उक्तमस्ति कथं तस्य पया पैथागरस् फ़ार्मुला कथं भवति फ़ार्मुला तद् अस्माकं यज्ञहोमगुण्डानां निर्माणविषये परिमाणविषये पैथागरस् फ़ार्मुले तु इदानीं पैथागोरस् फ़्रामुला अद्य इति कथ्यमानं वर्तते पाठ्यमानं वर्तते तद् शुल्बसूत्रषुः अस्माकं महर्षिभिः पूर्वमेव प्रतिपादितमिति एवम् अनेके वैज्ञानिकविषयाः वर्तन्ते तत्र भा आर्यभट्टः भास्कराचार्यः वराहमिहिरः खगोलज्योतिषविद्वान् अस्ति वराहमिहिरः बृहत्संहिता रच् रचयिता अपि वर्तते अतः एतेषां स्मरणम् अथवा एतेषाम् विषयाः एतेषां नाम्ना विद्या व्यवस्थायां भवन्ति चेत् इतोऽपि सम्यग् भवति तत्र एकम् उदाहरणं वदामि वयं सर्वे सहस्रनामकं श्रीरामजपमन्त्रं वयं जानीमः श्रीराम राम रामेति रमे रामे मनोरमे सहस्रनाम तत्तुल्यं रामनामवरानने अस्माकं मन्त्रशास्त्रमपि गणितसम्बद्धं शास्त्रमेव उदाहरणार्थम् एकवारं श्रीराम राम राम इति वदामः तर्हि सहस्रनाम्नः तत्तुल्यं सहस्रनामतुल्यम् अस्ति एकवारम् उच्चारयामः चेत् इति वदति कथं तत्र वेदगणितम् किं वदति रा इत्यक्षरस्य वैदिकगणितानुसारं द्वे सङ्ख्या द्वे भवति तथैव म इत्यस्य वैदिकगणितसङ्ख्या पञ्च टू इण्टू फ़ैव् टेन् श्रीराम राम राम राम इत्युके एकवारं दशवारसमानं भवति तथा त्रिवारं राम राम राम टेन् क्यूब् इस् ईक्वल् टु सहस्रम् एवं सहस्रनाम तत्तुल्यं रामनाम वरानने एवम् अस्माकं नम् मन्त्राणि अपि गणितवैज्ञानिकशास्त्रेण सं युताः एव सन्ति